नमस्ते भवन्तः अत्र भवतां डैरी मध्ये किं किं उपलभ्यते अस्तु आम् आम् आम् आम् आम् हो हो अस्तु ओ अस्तु अस्तु महोदय आम् आम् एत् एतानि खाद्यानि भवन्तः गृहे एव निर्मान्ति वा अथवा अन्यत्र बहिः ओर्डर् प्रयच्छन्ति वा आम् आम् आम् आम् अहं सस्याहारी अस्मि अतः किमपि मांससम्बद्धांशः तत्र स्ताप्यन्ते वा आम् आम् इदं मैसूरपाक् अस्ति खलु तस्य व्ययः अधिकः धनं अधिकम् इति अहं चिन्तयामि अन्यत्र तु न्यूनम् अस्ति महोदय आम् आम् आम् आम् महोदय आम् आम् आम् आम् आम् आम् तद् तत् तु सत्यम् अत्र धर्मस्थलप्रदेशे तैले किमपि स्थापयन्ति इति अहं श्रुतवान् तत् किमपि भवन्तः तस्य उपयोगं कुर्वन्ति वा आम् आम् आम् अस्तु आम् आम् सत्यम् सत्यम् आम् आम् आम् अस्तु महोदय तर्हि मम एक केजी यावत् मैसूरपाक् प्रयच्छन्तु सङ्केतम् अहम् अनन्तरम् अहं मेसेज् द्वारा वाट्साप् द्वारा प्रेषयामि अस्तु अस्तु अस्तु महोदय धन्यवादः अस्तु अस्तु अस्तु